स्वास्थ्यं शरीरस्य सा अवस्था यस्मिन् तस्य का सर्वाणि कार्याणि कष्टेन विना कुशलतया क्रियन्ते आरामस्य सहजतायाः आहारस्य चलनस्य जीवनस्य अन्यकार्यस्य च स्थितिः यदि उदरस्य अन्तरस्य च सर्वं स्वाभाविकं बलं भवति तथा च अन्नस्य पाचनकार्यं कुशलतया कुर्वन्ति यदि हृदयं तस्य रक्तवाहिनी च रक्तस्य प्रभावीरूपेण परिसञ्चरणं कुर्वन्ति यदि फुप्फुसाः रक्तस्य प्राणवायोः आपूर्तिं प्राप्तुं सम्यक् कार्यं कुर्वन्ति यदि मस्तिष्कं सर्वाणि कार्याणि करोति तथा च यदि त्वचा सामान्यतया सामान्यतया स्वेदं वहति तर्हि स्वास्थ्यस्य मुखानि शर्ताः पूर्यन्ते